सत्यं शिल्पविषये अस्माकं बहुत्र मित्रैः सह सम्मर्शणम् अभवत् तत्र इदानीन्तनकाले शिल्पकारः शिल्पकाराः बहु आवश्यकाः सन्ति किमर्थम् इत्युक्ते अस्माकं कल्चर् संस्कृतिः अस्ति खलु संस्कृतेः वर्धनार्थम् अस्माकं पूर्वजाः ये संस्कृतिं रक्षितवन्तः तद् नेक्स्ट् जन्रेशन् कृते अथवा आगामि आगामि जनाङ्गस्य कृते तद् पाठयितुं शिल्पस्य क कला शिल्पविद्या बहु सहायं भवति इति मम आशयः एतादृशचिन्तनम् अस्ति मम मित्रैः सह बहुवारं कृतम् इदानीं वयं बहुत्र गच्छामः ऐहोळे पट्टदकल्लु आनन्तरं बेलूरु हळेबीडु एतादृशस्थलेषु स्थलं यदि वयं पश्यामः तदा बहु सन्तोषः भवति एतादृशी उत्तमसंस्कृतिः अस्माकं देशे आसीत् वा एतादृशं तत्र भवति किं किम् आसीत् तस्मिन् राज्ये कः राजा आदलितं करोति तस्मिन् समये किं तत्र का पद्धतिः आसीत् किं तत्र किं किं भवति स्म कीदृशाः कलाः भवन्ति स्म एतत् सर्वं तत्र वर्णितमस्ति इदानीं हर्षवर्णनस्य काले नाट्यराणी शान्तला इति आसीत् इति वयं इतिहासे पठामः पठामः तथैव तत्र दृष्ट्वा ज्ञातुं शक्यते हळेबीडु बेलूरुमध्ये एतादृशाः शिल्पकलाः उत्तमम् अत्युत्तमरीत्या तत्र चित्रकारः निर्मितवान् अस्ति अतः अहं तु मन्ये चित्रं कला शिल्पकला तु एका महती विद्या अस्ति यत् सर्वैः पठितुं न शक्यते येषाम् आसक्तिः अस्ति येषां कला ये कलाम् आराधनं कुर्वन्ति ते एव तत्तद् सम्यक् रीत्या कर्तुं शक्यन्ते नो चेत् तत्र एवमेव पठित्वा त्यागः न तत्र किं प्रायोगिकरूपेण कुर्वन्ति ते इत्युक्ते आदिनं भवति आवर्षं कति वर्षेभ़यः एका शिला शिला शिलायाः चित्रणं भवति इति अस्माभिः न ज्ञायते एवमेव तत्र पुरातनसंस्कृतेः रक्षणमपि भवति एतादृशाः शिल्पकाराः कर्तुं शक्यन्ते इति मम आशयः एवं शिल्पकलाविषये अस्माकं मित्रैः बहु पुनः पुनः विमर्शनं भवति एव किन्तु शिल्पकलाविषये अन्ये विश्वविद्यालयाः भारते आवश्यकाः सन्ति तादृशं भवति चेत् भारतस्य संस्कृतेः पुनरुत्थानं कर्तुं शिल्पकला एका साधना भवति इति मन्यते